अस्माकम् इलवयल्पु कुलदैवं चेत् तिरुपति वेङ्कटेश्वरस्वामि वयं यत् किमपि शुभकार्यम् आरम्भसमये स्वामिदर्शनं करणीयम् प्रथमं कल्याणसमये तत् पूजा कुर्मः अनन्तरं कल्याणामनन्तरं नूतन वधुवरदर्शनम् अपि तत्र गत्वा एव अनन्तरकार्यक्रमाः वयं आरम्भं कुर्मः पुत्रः कर्णा कर्णवेदना केशखण्डना तत् सर्वमपि वयं सर्वदा तिरुपती एव गत्वा वयं कुर्मः तदेव अस्माकं एलवेल्पू कुलदैवम् तत्र गच्छति चेत् अस्माकं सन्तोषः अनुभूयति